महर्षयो धर्मं साक्षात् अनुभूय अपौरुषं वेदम् अवतारायामासु तमेवानुभवं पुनः संस्मृत्य वचोविरासैर्यद्यदा शिशुः तादृश वचोराशिरेवा स्मृतित्वेनु व्यवहारयामासु धर्मशास्त्रं तु वै स्मृतिः इति तु प्रसिद्धमेव धर्मः आचरेणैव प्रभवति इति आचरस्यैव धर्मत्वेन व्यवहारः अनेन आचारप्रधानं धर्म शास्त्रम् इति सिद्धम् आदौ सूत्ररूपं वचः व्यक्तम् अभवत् बोधायनधर्मसूत्रम् आपस्तम्भधर्मसूत्रम् इत्यादि सूत्र ग्रन्थाः प्रसिद्धा एव सूत्राणां विस्तर रूपं मन्वादयोयन् मन्वते तत् प्रकरण ग्रन्थेषु दृश्यते एवं द्वैविध्यं भजन्ते धर्मशास्त्रग्रन्थाः सूत्रग्रन्थाः सङ्क्षेपतमत्वेन प्रधान विषयान् संलक्षयन्ति मानवाः विस्तरेण विषयान् प्रस्तुवन्ति आहत्य च वर्णानुगुणम् आश्रमानुगुणं च यत् आचारं बोधयति तत् धर्मशास्त्रम् इति स्थितिः